गतमासे मया एकं वेक्यूम् क्लीनर् यन्त्रं स्वीकृतमासीत् मया चिन्तितं तेन मम समयस्य रक्षणं भवति तत्बहुमूल्येन एव मया क्रीतमासीत् मम चिन्तनं तथा ये आसीत् यत् बहुमूल्येन क्रीतं यन्त्रं बहुकालमपि कार्यं सम्यक् कार्यं करोतीति किन्तु तद् एकमासाभ्यन्तरे एव नष्टं जातं प्रायः एव अतः मम अभिप्रायः एवमेव अस्ति यत् तद् यन्त्रं मूल्ययुतं नास्ति इति